हरिः ओम् योगासनानी इति वयं वदामः अष्टाङ्ग सूत्रेषु अन्तर्गतम् अस्ति अन्यतमम् अस्ति आसनं अष्टाङ्गयोग इति वदामः आसनम् इत्युक्ते पोश्चर् पोश्चर् तत् वयम् आसनं यदा वयं शरीरस्य साधनाय अस्माकं यानि कार्याणि सुकरतया कर्तुम् अस्माकं शरीरमेव साधनमस्ति अस्य शरीरस्य स सम्यक् उपयोगं कर्तुं वयं सम्यक् आसनानि कुर्मः तर्हि अस्माकं शरीरस्य सम्यक् अभ्यासः भवति तदर्थं पूर्वदिशि अस्माकं शरीरस्य साधनं पश्चिम दिशि अन्यान्य दिक्षु अस्माकं शरीरस्य भङ्गिमा याः वर्तनं कुर्मः तर्हि अस्माकं शरीरं सुकरतया सुलभतया शरीरस्य नम्यता भवति तदर्थं तस्य नम्य् नम्यतायाः साधनाय बलस्य वर्धनाय सूर्यनमस्काराः अत्यन्त आनुकूल्यप्रक्रिया भवति सूर्यनमस्कारः एकवारं वयं सूर्यनमस्कारान् कुर्मः एकचक्रं यदि वयं कुर्मः तर्हि द्वादश योगासनयुक्तं भवति एकवारं कुर्मः तत् तथा त्रयोदशवारं यदि वयं सूर्यनमस्कारान् कुर्मः त्रयोदश गुणितं द्वादश एवं बहु शरीरस्य सम्यक् शरीर अनुकूलसाधना भवति एतेन अस्माकं बलस्य वर्धनमपि भवति नम्यतायाः वर्धनमपि भवति शरीर एकाग्रतायाः वर्धनं जठराग्नि वर्धनं इत्यादि इत्यादि सर्व लाभान् वयं प्राप्तुं शक्नुमः